इदानीं सीवनम् एकस्मिन् लाभदायक उद्यमः वर्तते अत्र तावत् धनव्ययः अपि न भवति किन्तु अत्र यः सीवनं करोति तस्य कृते आरोग्यस्य समस्या बहु भवति सीवनेन धनलाभः भवति निश्चयेन भवति इदानीं सीवकानां कृते अस्मिन् ग्रामे बहु आवश्यकता अपि अस्ति बहु धनमपि ते यच्छन्ति किन्तु पादवेदना आगच्छति कानिचन सन्दर्थे कटिवेदना अपि आगच्छन्ति यः सः निरन्तरसीवनकार्यं करोति तदा हस्तवेदनमपि आगच्छति ते स्थूलकायाः अपि भवन्ति इति सामान्यतया जनाः अभिप्रायं ददाति तदर्थं सीवनकार्यं कर्तुं जनाः अति न्यूनतया इच्छां प्रदर्शयन्ति इदानीं आधुनिककालसन्दर्भे विद्युत् उपयोज्य सीवनकार्यं कुर्वन्ति तस्मिन् सन्दर्भे पादवेदनाम् अनन्तरं कटिवेदनां किञ्चित् न्यूनः भवति किन्तु अस्मिन् सीवनयन्त्रं उपयोगं कृत्वा सीवनं कुर्वन्ति चेदपि कालानन्तरे एतादृश समस्याः भवन्ति एव किन्तु किञ्चित् अधिक कालं ते तदेव कर्तुं शक्नुवन्ति तदनन्तरम् आगच्छन्ति तदर्थं सीवनकार्यं लाभदायकम् अस्ति किन्तु आरोग्यसमस्या भवति इति बहु जनाः सीवनकार्यं कर्तुं न इच्छन्ति